मम प्रान्ते वैद्यकीयव्यवस्था सम्यक्तया वर्तते कस्यापि रोगः भवति चेत् वैद्यः स्वस्य वैद्यकीयव्यवस्थामाध्यमेन रोगनिर्मूलनं करोति विभिन्नवनस्पतिद्वारा निर्मिताः वैद्यव्यवस्थाः मम प्रान्ते उपलभ्यन्ते ताः सामान्यजनाः अनुकूलीभवन्ति येन द्वारा रोगनिर्मूलनम् अर्थात् रोगाः दूरीभवन्ति तेन प्रचारः भूत्वा सामान्यजनः अनुकूलीभवति यत्र वैद्यकीयव्यवस्थया जनानां तात्कालिकभावेन रोगनिर्मूलनं भवति तत्र जनानां समावेशो भवति वैद्यः तत्र तस्य वैद्यकीयव्यवस्थया जनानां रोगनिर्मूलनकरणकार्यं करोति एवमेव वैद्यकीयव्यवस्थाः तस्मिन् स्थाने सामान्यजनाः अनुकूलीभवन्ति